अस्तु यदि एतत् सर्वम् अस्ति चेत् अहं न अहं सीमितविशेषः ज्ञातायाः अन्तर्जालमाध्यमेन निर्मिताः सञ्चालकः अस्मि अतः अहं यात्रां कर्तुं न शक्नोमि परन्तु आम् अहं भवतः योजनायां सञ्जातायां च सहाय्यम् कर्तुं शक्नोमि भवता सह यात्रायाः योजनां कर्तुम् मह्यंम् अस्ति अतः प्रथमम् कुत्र गन्तव्यं कति दिवसान् यावत् केन सह गन्तव्यम् इति निर्णयं निर्णयम् करोमि तदनन्तरं वयं होटेलानां बुकिङ्ग् कृत्वा यात्रायाम् कृते यात्रा यात्रायाः कृते प्रयाप्तं धनम् यात्रायाः कृते पर्याप्तं धनं सङ्ग्रहीतुम् यात्रायाः कृते वस्तूनि सूचिकृत्य च स्थापयितम् तव्यानि एतत् रिक्तं यात्रायाः कृते पर्याप्तम् सूचनाभिः सह सुरक्षाव्यवस्थाः अपि करणीयाः यात्राः आवश्यकतानाम् पालनम् अपि महत्वपूर्णं यथा भोजनस्थानानि शौचालयाः इत्यादयः स्थानं चिनुतम् यात्रायाः आरम्भे प्रथमम् कुत्र गन्तव्यम् इति निर्णयं निर्णयं कुर्वन्तु किं त्वं पूर्वतमम् गन्तुम् इच्छसि नगरस्य आनन्दम् प्राप्तुम् इच्छसि नगरस्य आनन्दं प्राप्तुम् इच्छसि अथवा अन्य अन्य क्षेत्रे अनुभवं कर्तुम् इच्छसि यात्रायाः अवधिः यात्रा कियत् दिवसं यावत् स्थाय अस्ति स्थाति इति निर्णयत् निर्णयं कुर्वन्तु सहचरं सहचरम् सहचरान् चिनुतः भवता सह यात्रां कर्तुम् इच्छन्तः मित्राणि योजयन्तु होटेल् बासस्य व्यवस्था यात्राः यात्रायाः अवधेः अनुसारं होटेलस्य वा अन्यस्य वा निवासस्य व्यवस्थां कुर्वन्तु सामग्रीसूचि हि आवश्यकम् सामग्रीणां सूचिं कुर्वन्तु यथा वस्त्रम् खाद्यपदार्थाः चिकित्सा सामग्री इत्यादीनां सुरक्षाव्यवस्थाः यात्रायाः समये सुरक्षिताः भवन्तु शब्दस् स्व सब्दस्ता भेचाः सुरक्षिताः भवन्तु स्वसः चारः अपि सुरक्षिताः भवन्तु स्थानीयसूचीनां स्थानीयसूचीनाम् यात्रास्थलं प्राप्तेः पूर्वं स्थानीयसूचनाः प्राप् प्राप्नुवन्ताः यथा स्थानीयपर्यटनस्थलानि स्थानीयपर्यटनं पर्यटनस्थानानि भोजनस्थानानि इत्यादयः यात्रा इत्यादयः यात्रायाः बुकिङ्ग् सर्वाणि यात्राबुक्किङ्ग् पूर्वमेव कुर्वन्तु यथा होटेल्लं परिवहनम् इत्यादयः यात्रायै आनन्दं लभतः अन्तिमे यात्राः आनन्दम् लभतः मित्रैस्सह यात्रायाम् मज्ज तुचा एतत् मम प्रेरणा भवति धन्यवादः